अस्माकं प्रान्ते लघुव्यापारः मत्स्यपालनम् अस्ति मत्स्यपालनम् अतीवमहत्त्वपूर्णम् अस्ति अस्मिन् अपि बहु लाभाः भवति अस्य कृते अपि बहु परिश्रमस्य आवश्यकता भवति अस्मिन् लाभः अपि भवति अस्मिन् स्त्रियः अतीवप्रवृत्ताः सन्ति तत्र एकप्रकारस्य धार्मिकाभावना अपि अस्ति या वर्षा ऋतौ अतीवभयङ्करः भवति अतः मत्स्यपालनम् अतीव अपायः अतीव कष्टः भवन्ति परन्तु धार्मिकभावना इति कारणात् एताद् एतादृशमत्स्यपालनं करोति